नमो नमः भोः भवतः समीपे आम्रफलमस्ति वा तर्हि तस्य प्रैस् किं भवेत् ओ शतं वा गतसप्ताहे अहं स्वीकृतवान् भ भवतां समीपे तर्हि प्रैस् तु न्यूनमस्ति अद्य अद्य आगत्य प्रैस् डबल् एव ब जातमस्ति अस्तु तर्हि तद् कदलीफलं कदा कियद् प्रैस् मध्ये दत्तवान् भवान् तदपि बहु सुन्दरं दृश्यते ओ पञ्चाशत् वा तर्हि एकं किलो ददातु अम् आं द्राक्षाफलं भवति वा भवतः समीपे हो तस्य प्रैस् किं भवेत् द्विशतं वा एतत्तु बहु एव जातं किमपि न्यूनं करोति वा भवान् आं करोतु तर्हि प्रतिवारमहं भवत्समीपे एव सर्वं फलं नीतः नेतव्यं तर्हि मम कृते तु करणीयमेव आमाम् तर्हि अन्यानि कानि कानि फलानि सन्ति भवतः समीपे अहं गतसप्ताहे अपि आसं भवतां शाप् मध्ये किन्तु बहुन्यूनानि फलानि जातानि दृश्यन्ते तत् यदि अद्य आगत्य बहूनि दृश्यन्ते तर्हि वदतु कनि कनि फलानि सन्ति भवतः समीपे

अन्ये के के अस्ति कदलीफलम् अपि अस्ति वा अस्तु सेवफलम् अस्ति वा तस्य धनं किमस्ति सप्तविंशतिः वा तर्हि एकं किलो अहं स्वीकृतवान् तर्हि किमपि प्रैस् न्यूनं न भवेत् वा भोः एतद् मा करोतु किमपि न्यूनं करोतु भोः अहमेकम् एकं किलो स्वीकृतवान् तर्हि किमपि न्यूनमेव करोतु कृपया अस्तु तर्हि आमाम् आम्